मम् क्षेत्रे सर्वत्र अपराधं दुर्घटनां च निषेधयितुम् आरक्षकाः सर्वत्र आपणेषु मार्गेषु यानि एवं च दुर्घटना सम्भावितानि स्थानानि ये भवन्ति तेषु स्थानेषु आरक्षकाः उपस्थिताः भवन्ति अस्मात् आरक्षकाणाम् उपस्थितेः कारणात् अपराधिनः भयभीताः भवन्ति जनानां रक्षणं विषये वक्तुम् इच्छामि यत् जनाः सतर्कतापूर्वकं स्वकीयानि वस्तूनि यानि भवन्ति तेस् तासां यदि एवं च स्वस्य ये ते अवधानं दद्युः चेत् आरक्षकाः अपि तेषां सह मैत्रिभावपूर्वकं जनानां साहाय्यं कुर्युः उत्तमं नागरिकाणां निर्माणम् अपि अपेक्षितं भवति